हा उच्यतां भोः हा जानामि जानामि अहम् एजेन्टेव उच्यताम् किम् इच्छा उच्यतां हूं अस्तु तर्हि कति क्षेत्रम् आवश्यकं भवतः किमर्थं भोः इदम् एक् एकर् क्षेत्रम् आवश्यकं भवतः ह्म् अस्तु कस्मिन् प्रदेशे क्षेत्रम् आवश्यकम् हूं अस्तु तत्र एकं कृषिभूमिः वर्तते ते उच्यन्ते एवं एक् सेन्ट् प्रति सञ्चाशत्सहस्रं इति दृष्यामः अस्तु तद्विषये अहं तेषां प्रति सम्भाषयामि अहं प्रायः अद्य न भवति श्वः प्रातः दशवादने गच्छावः भवतः एस्टिमेशन् कति अस्ति हा अस्तु अस्तु तस्य विचारे विचारं कुर्मः पश्यामः तत्सर्वं शुद्धः अस्ति भोः तस्याः प्रति अत्रैव अस्ति दृश्यताम् हा स्वीकुर्वन्तु

अस्तु श्वः प्रातः दशवाद् दशवादने आगच्छाताम् मिलित्वा गच्छावः अस्तु अस्तु पुनर्मिलामः